आधुनिकजगति संस्कृतभाषाभाषिणां समस्या अस्ति शब्दस्य समूहः नास्ति शब्दसमूहः नास्ति एतद् शब्दकृते किं शब्दान् अहम् उच्चारणं करोमि एतत् एतत् संस्कृतभाषिणः न जानन्ति पुल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं विभक्तिवचनानि तत्र लकारं ते जानन्ति किन्तु वाक्यं धारावाहिकप्रवाहेण वक्तुं न शक्यते समस्या अस्ति सा जानाति वा सः जानाति किन्तु तस्याः सखा सखी संस्कृतं न जानाति तर्हि केन सह ते वक्तुम् इति चिन्तयति तर्हि संस्कृतभाषाभाषिणां शब्दं जानाति विभक्तिं जानाति किन्तु धारावाहिकप्रवाहेण वक्तुं समस्या आगता आगतवती तर्हि धारावाहिकप्रवाहेण वक्तुं आवश्यकः अस्ति